अहं शास्त्रस्य अध्ययनं पठनं पाठनं द्वारा करोमि तत्र बहूनि सूत्राणि सन्ति तस्य अध्ययनं करोमि विभक्तिः लिङ्गं वचनम् एतत् अहं पाठयित्वा लघु लघु वाक्यानि अहं करोमि मम शास्त्रस्य अध्ययनम् स्वरूपम् इदमस्ति तर्हि शास्त्रं पठितुम् अहं बहु सम्यक् ज्ञानं धनं गृहीतुं ग्रहणं करोमि शास्त्रस्य अध्ययनं बहु उचितम् अस्ति तस्मात् कारणात् वयं किम् उचितमस्ति किम् उचितं नास्ति इति ज्ञातुं शक्नुमः तदर्थं शास्त्रस्य अध्ययनं बहु आवश्यकम् अस्ति पठनं पाठनं दत्त्वा सूत्रं श्रुत्वा अपि श श्रवणम् अपि एकं शास्त्रं शास्त्रस्य अध्ययनस्य माध्यमेन भवति तर्हि पूर्वं पूर्वम् अपि गुरुगृहे गत्वा शिष्यः पठनं पाठनं तथा श्रुत्वा श्रुत्वा शास्त्रस्य अध्ययनं कुर्वन्ति तदा अहमपि करोमि